साम्प्रदायिक शिक्षणे परीक्षाव्यवस्था कथम् आसीत् इति वयं चिन्तयामः चेत् सम्प्रदायेन इत्युक्ते अस्माकं ऋषयः वेदः वा श्रुतिः वा अथवा वेदे वा श्रुतौ वा संस्कृते वा कथम् आसीत् तस्य संस्कृतस्य अथवा संस्कृतभाषायाः अथवा शिक्षणस्य शिक्षणस्य लक्ष्यं किमासीत् इत्युक्ते ज्ञानम् इत्युक्ते ज्ञानेन किं साध्यं ज्ञानेन एव ज्ञानमेव मोक्षसाधनं ज्ञानेन मोक्षप्राप्तिः भवति स्म पार साम्प्रदायिकशिक्षणे परीक्षाव्यवस्था कथम् आसीत् इत्युक्ते तत्र अध्ययनम् एतेन कृतं वा एतेन विषयस्य एतस्य विषयस्य ज्ञानम् अस्ति वा इति दृष्ट्वा विषयस्य ज्ञानम् अस्ति चेत् एतेन अध्ययनं कृतं चेत् एषः ज्ञानी अस्ति चेत् तदानीं परीक्षायाम् उत्तीर्णता तेन उत्तीर्णता भवति स्म परन्तु इदानीन्तनकाले तादृशरीत्या ज्ञानं यद्वर्तते ज्ञानी यः वर्तते सः एव उत्तीर्णतां प्राप्नोति इति नास्ति ज्ञानं नास्ति चेदपि अन्यान्यरूपेण अपि उत्तीर्णतां प्राप्तुम् एते अधुना शक्नुवन्ति परीक्षादृष्ट्या अध्ययनं न समीचीनम् अध्यापनं गुरुभिः कृतं चेत् अध्यापनम् अध्यापनं तैः कृतं चेत् गुरुभिः अध्ययनं कर्तव्यमेव परन्तु अध्ययनेन एव परीक्षायाम् उत्तीर्णता इति नास्ति अस्मिन् काले यथा कथञ्चित् वाममार्गेणापि कर्तुं शक्नुवन्ति तत् पूर्वं नासीत् यत् ज्ञानम् अस्ति सः एव अग्रिमे काले स्नातकोत्तरपदवीं प्राप्नोति स्म परन्तु अधुना एवं रीत्या नास्ति उत्तीर्णतापत्रम् लब्धुं प्राप्तुम् एव एतेषां परिश्रमः न तु अध्ययनेन अध्ययने परिश्रमः नास्ति उत्तीर्णतापत्रं स्वीकरणे एव परिश्रमः वर्तते इति दौर्भाग्यम् अस्माकम्